आधुनिकक्रमाणां पात्रं किं भवति भवितुमर्हति एतस्मिन् विषये मम अभिप्रायः कः इति अत्र भवन्तः पृष्टवन्तः मम अभिप्रायः यदि आधुनिकक्रमाणां पात्रं भवति तर्हि रोगाणां निर्णयः भवति रोगनिर्णयं शीघ्रं शीघ्रं भवति तत् तदनुसृत्य अस्माकं रोगस्य शमनमपि शीघ्रं भवति तदर्थं तदनुसारम् औषधस्य निर्णयमपि कर्तुं शक्यते वैद्यानामपि रोगचिकित्साविषये तेषां क्लेशः न भवति अतः आधुनिकक्रमाणां क्रमाणां विषये मम अभिप्रायः एषः अस्ति अन्येषाम् अभिप्रायः विरुद्धः अभिप्रायः वा भवति परन्तु इदानीं रोगनिर्णयं शीघ्रं शीघ्रं भवति इत्येव मम अभिप्रायः एतत् अभिप्रायम् उक्त्वा अहं विरमामि धन्यवादः